तव क्षेत्रे क्रीडापटूनां प्रशिक्षणार्थं कति विशेषक्रीडाकेन्द्राणि सन्ति तेषां कृते काः सुविधाः उपलभ्यन्ते इति प्रश्ने अस्माकं हिब्बर्गि इति ग्रामः वर्तते तत्र हिप्पर्गि ग्रामस्य उपमण्डलं वर्तते जम्कण्डी इति जम्कण्डी क्षेत्रं जम्कण्डी क्षेत्रे तत्र क्रीडाकेन्द्रं विशेषं क्रीडाकेन्द्रमेव अस्ति क्रीडाकेन्द्रं नाम तत्र तालुका क्रीडाङ्गनम् इति भवति तालुकायां तत् जम्कण्डीति तालुका वर्तते उपमण्डलं वर्तते उपमण्डलस्य कीडाङ्गनमित्येव प्रसिद्धं वर्तते तत्र क्रीडाङ्गने बृहत् क्रीडाङ्गनमपि भविष्यति तदा ब बृहत् क्रीडाङ्गनमपि अस्ति अनन्तरं तत्र जिम् कृते एकं कटः ब्युल्डिङ्ग् बिल्डिङ्ग् एव अस्ति तत्र तत्र बहवः जिम् करणार्थं वा अथवा ग्रौण्ड् मध्ये नाम क्रीडाङ्गने बहवः धावितुं वा क्रिकेट् क्रीडनं वा त्रो बाल् क्रिडनं वा वालिबाल् क्रीडनं वा सर्वासु क्रीडासु प्रसिद्धाः क्रीडापटवः पटवः तत् तत्र आगत्य क्रीडां क्रीडन्ति एव न अनन्तरं क्रीडा पटूनां प्रशिक्षणार्थं तत्र बहवः प्रशिक्षकाः अपि सन्ति किमर्थमित्युक्ते क्रीडा पटवः पटूनां पटूनां कृते तत्र क्रीडां कथम् एतां क्रीडां क्रीडनीयम् इति विषये तेऽपि पाठयन्ति एतदेव प्रशिक्षणम् अनन्तरं क्रीडापटूनां प्रशिक्षणार्थं तेषां कृते काः सुविधाः उपलभ्यन्ते तत्र विशेषतया क्रीडाङ्गनं बहु दीर्घः एव वर्तते अनन्तरं बहु दीर्घः नाम तत्र प्रायशः दशसहस्रम् अथवा तदुपरि एव आगच्छन् तत्र भवितुं शक्नोति शक्न् शक्नोति शक्नुवन्ति तादृशं बृहत् ग्रौण्ड् वर्तते तत्र बृहत् क्रीडाङ्गनं वर्तते एतादृशाः सुविधाः उपलभ्यन्ते अनन्तरं तत्र जिम् अपि अस्ति जिम् कर्तुमपि बहूनि साधनानि अपि वर्तन्ते